अहमस्मि शन्तनु मम ग्रामे बहवः जनाः सन्ति ये प्रातकाले उत्थाय धावनं प्रक्रियायां लग्नः भवन्ति परन्तु मम ग्रामे पुर्वतनजनाः अपि सन्ति ये योग योगविषये ज्ञानं तेषां कृते बहु अस्ति यथा उक्तम् अस्ति योग कर्मसु कौशलं तर्हि योगः कुर्मः चेत् अस्माकं शरिरं स्वस्थं भवति एतत् मूलकारणं भवति समदोषसमाग्निश्च समधातुमलक्रियः प्रसन्न इन्द्रियात्मा स्वास्त्यमिति अभिदीयते ते पुर्वजनाः ये सन्ति मम ग्रामे ते कथयन्ति त्रिविधं दोषाः भवन्ति वातपित्तकफाः तर्हि वातपित्तकफाः यदा सं समीचीन रूपेण कार्यं करोति तदानीम् एव अस्माकं शरीरं सम्यक् भवति एवम् अस्माकं शरीरं देहभारं यद्ववति तद् न्यूनं भवितुमर्हति एतदर्थं मूलकारणं भवति ग्रामजनाः पूर्वतनः ये सन्ति तेषां प्रवचनम्